अहम् अधिकतया कबड्डीक्रीडां क्रीडामि एतां क्रीडां क्रीडयितुम् अहं प्रतिदिनम् अस्माकं विद्यालयस्य क्रीडाङ्गणं गच्छामि तत्र मम मित्रैस्सह एव अहं क्रीडामि तां क्रीडां क्रीडयितुं लम्बचतुर्भुज आकृतेः भागद्वयम् अपेक्षते एकस्मिन् भागे सप्तजनाः अन्यस्मिन् भागेऽपि सप्तजनाः भवन्ति इतोऽपि एकैकः अधिकः भवति तथा एषा क्रीडा बहुजनप्रिया अपि अस्ति यथा क्रिकेट् आदिकम् अस्ति तथैव एतस्याः अपि नेश्नल् लेवल् अपि भवति अहं कदाचित् प्रोकबड्डी इति नामकं टूर्णामेण्ट् अपि पश्यन् भवामि तत्र मम अभीष्टं गणः वर्तते बेङ्गलुरु बुल्स्